मया कृतं ये इत्युक्ते अहम् एकः न अत्र तत्र मम मित्राणि अपि मम मि मित्रैः सहायेन अहं कृतवान् अस्मि आसं तत्र गणेशचतुर्थी भवति गणेशस्य उत्सवं भवति तस्मिन् उत्सवे यदा अहं बालः बालकः आसं तदा मित्रैः सह विनायकस्य विग्रहं तु कृतवान् आसं तत्र इत्युक्ते अत्र तेषां सहायेन इत्युक्ते ज्येष्ठानां सहायेनापि तत्र कृतवन्तः वयं सर्वे अपि तदर्थं तत्र तत्तु बृहदेव आसीत् तत्र विनायकस्य विग्रहं तत्सन्तोषदायकं विषयं धन्यवादः